विवाहविषयः मानवजन्मे बहु विशेषविषयः विवाहसमये वधूवरयोः जातकसम्मेलनम् अवश्यम् इदानींतनकाले यः धनिकः अस्ति सः विवाहार्थं योग्यः इति बहु विश दुःखकरविषयः किमर्थं चेत् तस्य समीपे धनं नास्ति तदानीं संसारबन्धने सः सुखमयजीवनं प्राप्तुं न शक्यते अतः धनम् अवश्यम् आवश्यकम् एव एतदर्थं यदि कन्यापितृधनिकः धनिकः चेत् तदा वरदक्षिणा दातुं शक्यते कन्यायाः जीवनं सुखमयं भवतु इति अत्र उद्देशः